उत्तमपात्राणां निर्माणार्थं तव कश्चन क्रमः वर्तते किं हा नियमः तु वर्तते नियमः वर्तते किन्तु अस्मिन् वा विषये अहम् अधिकं वक्तुं न शक्नोमि यतो हि निजी अस्ति एतत् कार्यं

उत्तमपात्राणां कृते एकः क्रमः वर्तते कथं निर्मातव्यं कथं तेषाम् आकारः भवेत् इत्त्यस्मिन् विषये वयं चिन्तयामः एवमेव पात्राणि भवन्ति कथं तेषां निर्माणं कर्तव्यमस्ति कथं निजजीवने अहं सौष्ठवम् आनेतुं शकनोमि इति यतो हि अनुभवः अपि वर्तते अनुभवः अनुभववशात् वयं किमपि कर्तुं शक्नुमः अनुभवः यतो हि संस्कारमत्यन्तं संस्कारमात्रजन्यं ज्ञानं स्मृतिः तद्भिन्नं ज्ञानम् अनुभवः वर्तते अतः ज्ञानं तु अनुभवः यः अस्ति श्रेष्ठं ज्ञानं वर्तते अतः अनुभवेन यत् कार्यं जायते तत् श्रेष्ठम् एव भवति इत्यस्मिन् विषये एतदेव अहं वक्तुम् इच्छामि पुनः कथं वा चेदित्युक्ते एकः क्रमः वर्तते क्रमतया कथं क्रमेण एव गमनीयम् अस्ति कथं तेषां तस्य निर्माणं भवेत् इत्यस्मिन् विषये चिन्तनीयमस्ति पूर्वम् एव चिन्तनीयम् अस्ति कथं कथं भवितुं शक्नोमि अनेन कारणेन किमर्थं वयं कर्तुं शक्नुमः कथं कर्तुं शक्नुमः शक्नुमः इति इत्यस्मिन् विषये वयं चिन्तयामः धन्यवादः